बाल्ये तु विद्यालये विविधाः क्रीडाः क्रीडिताः मया तत्र बेट्मिन्टन् इति अस्ति तदपि क्रीडितं मया सातु उत्तमा क्रीडा भवति शरीरस्य शरीरस्य कृते उत्तमः व्यायामः भवति तदर्थं क्रीडनार्थंम् जनद्वयस्य आवश्यकता न्यूनातिन्यूनं जनद्वयस्य आवश्यकता भवति अथवा जनचतुष्टयम् एकस्मिन् पार्श्वे जनद्वयं चेत् पक्षे एकः भवति लगुडस्य आवश्यकता अस्ति कन्दुकं न भवति अत्र षटल् इति वदति तस्य आवश्यकता अस्ति तद् षटल् क्षेपणं भवति उभयोः पार्श्वे तरं प्रत्येकं खेलस्य एकविंशतिः अङ्काः भवन्ति यः प्रथमम् एकविंशत्यङ्कान् प्राप्नोति सः जितः भवति उत्तमा क्रीडा वर्तते सा